पञ्चदिवसेभ्यः प्राक् अहं वैल्ड् स्टोन् इति डियोडोरेन्ट् अमेज़ान् तः प्राप्तवान् अस्य प्रयोगं च अधुना अहं कुर्वन्नस्मि अस्य गन्धः समीचीनः अस्ति सुगन्दितः अस्ति अयं पदार्थः एतेन किमस्ति यदा अहं प्रातःकाले अस्य प्रयोगं कुर्मश्चेत् सायं पर्यन्तं तिष्ठति एवं वस्त्रेषु त वस्त्रेषु तु बहुदिनानि यावत् तिष्ठति एव एवं पूर्वं किमासीत् मम शरीरे बहु स्वेदः जायते तेन दुर्गन्धोऽपि आगच्छति किन्तु यदा अहं अस्य प्रयोगं कुर्वन् कुर्वन्नस्मि तदा स क्लेशः मम न भवति एवं अस्य सुगन्धः अधिकः किं अधिकम् अधिकमपि नास्ति न्यूनमपि नास्ति एवं प्रायः बहवः एते पदार्थाः भवन्ति येषां प्रयोगेन जनाः दूरं गच्छन्ति यतोहि तत्र सुगन्धस्य दाड्यं भव दाध्यं भवति किन्तु अस्य वैल्ड् स्टोन् इत्यस्य तथा नास्ति अतः अयं पदार्थः बहुसमीचीनः वर्तते